अहं सीवनतन्त्रं शिक्षयितुम् इच्छाम्येव यतोहि सीवनतन्त्रेण बहूनि वस्त्राणि रचितानि भवन्ति तैः वस्त्रैः बहूनि कुलानि वर्धितानि भवन्ति इति मम अभिप्रायः सीवनम् इत्येतद् एकं कौशल्यमेव यतोहि सीवनादिकं कथङ्क्रियते तन्तुः न क्रियते तन्तुः कथं वर्ध्यते तन्तुः तन्तूनां वर्धनार्थं किञ्चित् अंशेन अस्माभिः क्षेत्रेषु वर्धनीयमेव वर्धितात् पटात् तन्तुः रच्यते तन्तु न पटः जायते पटः कथं रच्यते इत्युक्तौ सीवनादिकं कृत्वैव अतः यदि कश्चन पटः सिद्धो भवेत् तर्हि तत्र कारणं सीवनमेव अतः सीवनमेकं समीचीनं कौशलम् इति अहं वक्तुम् अभिप्रैमि एवमेव सीवनम् कर्तुम् अस्माभिः किञ्चित् तत्र अवलोकनीयं भवति किमित्युक्तौ कथं तन्तवः तत्र आरच्यन्ते क कथं तन्तवः तत्र सीव्यन्ते इति अवलोकनीयम् एवम् अवलोकनेन एव तादृशं कौशलम् अस्माकं कृतेपि आगच्छति एतेन विना किमपि साधयितुं न शक्यते इति अहं वक्तव्यं वक्तुं वक्तुमिच्छामि